मम प्रियः ऋतुः वर्षा ऋतुः अस्ति वर्षा ऋतुः यदा भवति तदानीं सर्वत्र हरितवर्णः एव दृश्यते पर्वते मार्गे वाटिकायां वृक्षे सर्वत्र हरितवर्णेन सुशोभितपर्णं दृश्यते नाम मार्गे लगु लगु तृणं हरितरूपेण अस्ति पर्वते सर्वत्रापि वृक्षाः प्रफ़ुल्लिताः सन्ति अतः नेत्रे अपि सर्वं हरितवर्णेन रम्यं रम्यमयं दृश्यते वर्षाऋतौ यदा प्रथमा वृष्टिः भवति तदानीं मृत्तिकायाः सुगन्धः बहुजनानां कृते रोचते स च सुगन्धः यदा वातावरणे मिश्रितः भवति तदानीं आल्हाददायकं वातावरणमेव सर्वत्र भवति

नूतनानि पुष्पाणि वृक्षस्य उपरि दृश्यन्ते एवं च तेषां पुष्पाणां भिन्नः भिन्नाः वर्णाः भवन्ति पाटलवर्णीयः पीतवर्णीयाः नीलवर्णीयाः च

बहुरुचिः दृश्यते नाम वृष्टिसमये बहुजनाः किमपि कटुयुक्तं कटुरसंयुक्तं भोजनं कुर्वन्ति चायं पिबन्ति एवं च वर्षाऋतुः सर्वेषां कृते आनन्ददायी एव भवति अतः मह्यं वर्षाऋतुः रोचते